अहं वैचारिकप्रबन्धं लिखितुम् इच्छामि तत्र मम इष्टतमः लेखकः डाक्टर् सत्येन्द्रमिश्रः तत्र तैः बहवः संस्कृतग्रन्थाः रचिताः तत्र प्रमुखः बृहज्जातकस्य रुद्रटीका ते ज्योतिषे स्वर्णपदकेन सम्मानिताः एते बनारस् हिन्दु विश्वविद्यालये ज्योतिषे बोधकाः एतेषां विशिष्टलेखनशैलीं दृष्ट्वा अहम् उत्सुकः अभवं एतैः बृहज्जातकस्य रुद्रटीकायां प्रज्ञानवर्धिनि इति छात्राणाम् अवबोधाय टीका रचिता तत्र विषयाः तु सुलभतया ज्ञायते एतैः स्वपितरम् उपलक्ष्य ग्रन्थोऽयं लिखितं पाश्चातैः यत् दोषयुक्तटीकाः न भवेत् इति हेतोः ग्रन्तोऽयं रचिताः